ग्राम्यक्षेत्रेषु सर्वकारीय व्यवस्थायां केषाम् अभावः अस्ति इति इति पृच्छति चेद् सर्वकारः मम अभिप्राये सर्वकारीयव्यवस्थायाः अभावः न ह्म् जनानां आचरणस्य न्यूनता एव दृश्यते ओय् एकम् उदाहरणं वदति चेद् गतवर्षे आसीत् ग्रीष्ममासीत् अत्युष्णमासीत् किन्तु प्रतिवर्षं परिस्थितिः दिने वयं सर्वे वृक्ष आरोपणं कुर्वन्ति विद्यालये छात्रैः किन्तु तस्य परिपालनं न कुर्वन्ति सत्यं किल परिपालनं तैः कदापि न कुर्वन्ति केवलं वृक्षारोपणमेव एतावत् पर्यन्तं वृक्षारोपणं कुर्वन्ति किल तेषां परिपालनं अकुर्वन् इति चिन्तयतु एवं चेद् इदानीं केरलं वनं भविष्यति किल एकं वनं किन्तु अत्र वनस्य वृक्षाणां न्यूनता अस्ति इदानीं किमिति चेत् वृक्षः वृक्षस्य केवलं वृक्षारोपणमेव तैः परिपालनं न तेषां परिपालनं न कुर्वन्ति तद् न्यूनता अस्ति किल सर्वकारीयव्यवस्थायाम् अभावः अपि द्रष्टुं शक्यते पर्यावरणस्य विषये एतदेव मम अभिप्रायः सर्वकारः एवं जनाः मिलित्वा करणीयं तदानीमेव अस्य उन्नतिः भविष्यति इति मम अभिप्रायः